भारतस्य स्वतन्त्रसंग्रामविषये मम महान् आदरः अस्ति सप्तचत्वारिंशदधिक नवदशशततमे वर्षतः प्राक् अस्माकं पूर्वजैः अस्य देशस्य दास्यं निवारयितुं यः प्रयासः कृतः तेनैव अद्य वयं सुन्दरं जीवनं यापयितुं शक्नुमः बालगङ्गाधर् तिलकः भगत्सिङ्गः विनायकदामोदर सर्व् सावर्करः झासिराणी लक्ष्मीबाय् महात्मगान्धि इत्यादीनां सतत प्रयासेन अस्माकं स्वातन्त्र्यं लब्धं विशिष्य महात्मगान्धिवर्यस्य अहिंसा सत्याग्रहेण अहं प्रेरितः अस्मि मम मनसि अहिंसाविचाराः सर्वदा स्थिताः सन्ति